उत्तरभारतं तथा दक्षिणभारतं च सांस्कृतिकरुपेण बहुषु विशयेषु भिद्यते यथा वेषभूषादिकं भाषाव्यवहारः वायुगुणः भूगुणः इत्यादिषु विषयेषु भिद्येते उत्तरभारते जनाः अधिकतया हिन्दीभाषया एव व्यवहारं कुर्वन्ति दक्षिणभारते तथा नस्ति अत्र जनाः कन्नड तेलगु मलयाळि मराठि तमिळ् इत्यादिषु भाषासु व्यवहारं कुर्वन्ति यद्यपि उत्तरभारते स्थलीयभाषाः अनेकाः सन्ति तथापि वयं अधिकतया हिन्दीभाषया एव तेषां व्यवहारं द्रष्टुं शक्नुमः वायुगुणः भूगुणे भूगुणेषु अपि वैविध्यमस्ति यथा उत्तरभारते हिमालयपर्वतश्रेणीं पश्यामः तथा दक्षिणभारते सह्याद्रिपर्वतानि सन्ति तथा दक्षिणभारतस्य प्रान्ते अधिकतया समुद्रातीरमेव वयं पश्यामः एवमेव आहारपद्धतिः वेषभूषादिकम् इत्यादीनामपि वैविध्यं द्रष्टुं शक्नुमः